प्राकृतिकसम्पत् अस्माकं ग्रामे सम्यक् वर्तते अस्माकं प्रदेशः तमिळ्नाडुप्रदेशः इति कृत्वा इक्षुदण्डः पुनश्च व्रीहयः अपि तत्र सम्यक् भवन्ति व्रीहि व्रीहयः नाम तण्डुलाः तेपि सम्यगेव प्राप्यन्ते भिन्नभिन्नविधाः अपि प्राप्यन्ते तथा रक्तवर्णे भवन्ति केचन श्वेतवर्णे भवन्ति जला जलाकारः अपि वर्तते तत्र आळयार् डाम् इति उच्यते तत्र जलं सम्यगेव भवति प्रतिवर्षं वृष्टिः यदा आगच्छति वृष्टिजलम् अस्माकं डाम् मध्ये सङ्ग्रहीतं भवति ततः प्रतिग्रामं यावदपेक्षितं तावदेव दीयते इति कृत्वा जलस्य वैयर्थ्यं व्यर्थतापि न भवति शुचित्वं सम्यगेव पाल्यते यतो हि तत्र डाम् समीपे गन्तव्यं चेदपि तत्र प्रवेशार्थं धनं स्वीकुर्वन्ति इति कृत्वा तत्र अवकरक्षेपणार्थं प्रवेशः नास्ति जनानां स्नानार्थं तु अवश्यं नास्ति तस्मात् पानजलं तु स्वच्छमेव भवति सर्वकारीयव्यवस्थापि सम्यक् अस्ति यदा वृष्टिरागच्छति गृहस्य छदि यज्जलं भवति तत् तत् सम्यक् सङ्ग्रहीतं भवति अतः रैन् वाटर् हार्वेस्टिङ्ग् अपि अस्माकं ग्रामे सम्यगस्ति